सर्वकारात् कृषकाणां कृते तदा ते मासे मासिकधनम् इति यच्छन्ति तद् तेषां कृते नालं भवति यत् तावद्धनेन ते किमपि कर्तुं न न शक्नुवन्ति यदि एवं भवति तेषां कृते लाभः न न भवति यदि एवं भवेदिति अस्ति सर्वकारात् यदि इदानीं प्रायः एकलक्षम् अथवा एकलक्षं यच्छन्ति तावत् तेषां कृते नैवालं भवति तद् यदि एकम् एकरे भवति चेत् तावद् अलं भवति यदि तावद् तदपेक्षया अधिकं भवति तावद् नैव अलं भवति तेषां कृते लक्षद्वयम् इत्यादिकम् अपेक्षितं भवति किमर्थं नाम प्रथमं तेषां भूमिखननं कृत्वा तैः बीजानि संस्थाप्य सम्यक् जलं त्यक्तव्यं तैः अनन्तरं तस्य कृते पोषकद्रव्याणां स्थापनार्थमपि धनमपेक्ष्यते तत् तत्सर्वं कर्तुं तेषां कृते नालं तत्र यदि एकं न प्राप्यते चेदपि तैः यत् स्थापितं वर्तते एकलक्षपरिमितं यावत् बीजानि अतवा किमपि स्थापितं वर्तते तत्सर्वं नश्यति तस्मात् तस्मिन् वर्षे तेषां कृते एकलक्षपरिमितं धनं नष्टमित्येव एवं भवति चेत् बहु क्लेशाय भवति ते कृषिकाः कृषिकाः बहुधा ऋणम् ऋणं कुर्वन्ति

पूर्वं तु सर्वकारात् तावद् किमपि न आगच्छति स्म इदानीं यद् यावत् यदा मोदी आं मोदी आगतवानस्ति तदारभ्य कृषिकाणां कृते सम्यक् प्राप्यमानमस्ति एवं भवति चेत् बहु सम्यक् भवति छात्राणां कृते

सम्यक् वर्धयन्ति यदि वृष्टिर्न आगच्छति तेषां कृते नष्टं तत् अर्थात् धनं तेषां नष्टपरिहाराय वा सर्वकारेण धनं देयम्